धार्मिकोत्सव सम्बन्धानि खाद्यानि इति प पश्यामः चेत् अत्र तमिळ्नाडुप्रान्ते तु बहूनि तादृशानि सन्ति प्रत्येकस्य धार् धार्मिकोत्सवस्यऽपि भिन्नं भिन्नम् खाद्यानि ते तु निर्मीयन्तेव उदाहरणमिति पश्यामः चेत् विनायकचतुर्थी चेत् अत्र सर्वत्रपि पृथुकम् अनन्तरं पोहा इति यद् वदामः तद् अनन्तरं मोदकम् अनन्तरं फलानि इत्यादिकं विशेषतया गणेशोत्सवसन्दर्भे गुडं योजयित्वा अत्र मोदकं निर्माणम् इति बहु प्रसिद्धमस्ति एवमेव सरस्वतीपूजा इति पश्यामः चेत् तदापि तस्मिन् समयेऽपि भिन्नं भिन्नं धान्यम् उपयुज्य अत्र पूजादिकं कुर्वन्ति दीपावलिः सन्दर्भे तु प्रायशः सर्वेषु गृहेषु अपि एवमेव खाद्यनिर्माणं कुर्वन्ति तमिळ्भाषायाम् एवं सीडै मुरुकु इत्यादिकं वदामः अनन्तरं मन्दिरसमितिः एकं पदम् इति सर्वमपि खाद्यवस्तूनि एव चिरकालं वयं स्थापयित्वा खाद् खादितुं शक्यते इति खाद्यपदार्थानि एव एवम् अन्य उत्सवः इति इदानीं तु न स्मर्यते किन्तु निश्चयेन प्रत्येकः धार्मिकः उत्सवस्यऽपि भिन्न भिन्न खाद्यानि तु निश्चयेन भवन्त्येव